आं मम समीपे दास् बोधः इति श्रीराम् दास्वामी महोदयस्य पुस्तकं पुरातनं पुस्तकमस्ति तत्र यद्यत् विषयाः सन्ति तस्य तस्य उत्तरं तत्र अस्ति तत्र पर्सनालिटि डेवलप्मेण्ट् अपि तत् पुस्तके पुस्तकस्य कारणात् भवितुम् अर्हति मम गुरु डाक्टर् श्रीकृष्णः देश्मुख् महोदयः तत् मया दत्तं दत्तवान् मनसि दत्तवन्तः अहं न किं कृते क्रीतवती क्रेतं तत् पुस्तकम्